कवि बन्किम्चन्द्रस्य एकं ग्रन्थं पठितवती आसम् बहुपूर्वं तत्र बिडालः नाम्ना एका कथा आसीत् सा कथां पठित्वा बहुरोदनं कृतवती आसम् किमर्थम् इति चेत् तत्र नाम बिडालस्य

बिडालः वदति यत् सः बिडालः यत्र कुत्रापि गच्छति जनाः तान् नाम ताडयन्ति किमपि किमपि क्षिपन्ति अतः विडालः स्व स्वस्य मनोदशा वदति यत् भवन्तः अपि ब भोजनं कुर्वन्ति तर्हि यदा अहं भोजनं कर्तुं गच्छामि तर्हि भवन्तः किमर्थं मां ताडयन्ति किमर्थं मां नाम भोजनं न यच्छन्ति इति उक्त्वा नाम विडालः रोदनं कुर्व करोति तत् पठित्वा अहं बहु रोदनं कृतवती आसम् एवञ्च कथायाः पठनानन्तरम् अहं कदापि बिडालं न त्यजितवती नाम ताडितवती